पुस्तकानि अतिरिच्य अहं सम्भाषणसन्देशनाम्नी एका मासिका वर्तते तत् पठामि ब्लाग् इत्यादि अपि वर्तते श्रीनिवासजम्बल्मणका महोदयः एकं ब्लाग् इत्यादि ते स्थापयन्ति तदपि पठामि अन्यत् अन्यत् विषयेषु यद् ब्लाग्स् अथवा व्लाग् य वर्तन्ते ते अपि पठामि अहं वार्तापत्राणि नाम अस्माकं देशे लोकमत् दिव्यमराठी दैनिक् भास्कर् इत्यादि वार्तापत्राणि सन्ति तत्र तत्रापि सम्यक् वार्ताः आगच्छन्ति यद् अड्वटैस्मेण्ट् इत्यादि इत्यादि सम्यक् आयान्ति पुश्त पुस्तकमपि पठामि अन्यद् अन्या मासिका अन्यद् मासिका नाम संस्कृतभारत्याः मासिकाः वर्तन्ते ते ते अपि स सम्यक् भवन्ति अन्यद् ब्लाग् य विशेषान् फेस्बुक् उपरि इत्यादिषु आगच्छन्ति एते अपि पठामि एकं मासिकानाम् एकं सम्भाषणसन्देशं संस्कृतभारत्याः अनन्तरं हित् हितवाद म्याग्सीन्स् इत्यादि इत्यादि सर्वे सन्ति